हरिः ओं प्रभव् महोदय नमस्ते सुप्रभातं कुत्र अस्ति महोदय अस्तु अहम् एतदर्थं कृतवान् इदानीम् आगामि मासे विनायकचतुर्थीपर्वदिनमागच्छति खलु तर्हि यथा बा यथा प्रतिवर्षम् अस्मिन् वर्षे अपि अस्माभिः सम्यक् महता वैभवेन नवरात्रोत्सवः आचरणीयः अस्ति तर्हि बहु समयः नास्ति तदर्थं चिन्तनं करणीयं व्यवस्थादिकं करणीयं खलु तर्हि कः कः किं किम् उत्तरदायित्वं स्वीकुर्यादिति किञ्चित् वयम् अद्य रात्रौ उपवेष्टुं शक्नुमः वा गोष्ठीं गोष्ठ्याम् तर्हि एकवारम् एकवारं प्रसादमहोदयं सूचयतु सः सर्वान् सूचयति समयं स्थानं सूचयति तत्र वयम् उपविश्य चर्चां कुर्मः अस्तु भवतः चिन्तनं किमस्ति वदतु प्रथमं मम तु अस्मिन् वर्षे वदतु

सत्यं सत्यम् आम् आम् आं बालानां कृते कथाकथनस्पर्धा गानस्पर्धा इत्यादिकम् आयोजयामः अनन्तरं अस्मिन् वर्षे अस्माकं वीथ्यां श्रीधरः श्रीधरमहोदयः अस्ति खलु वैद्यः सः वैद्यमहोदयः विग्रहनिमित्तं यत् यावत् धनं भवति तावद् धनं तेनैव दीयते चिन्ता नास्ति विग् विग्रहदाता सः भवति ओके अनन्तरं नैवेद्यं निमित्तं प्रतिदिनम् अस्माकम् इदानीम् अपार्ट्मेण्ट् मध्ये नव कुटुम्बानि सन्ति खलु तर्हि प्रतिदिनम् एकम् एकैकं कुटुम्बं निवेदननिमित्तं किं स्पान्सर्शिप् दातुं शक्यते खलु निवेदननिर्माणं तु अस्माकं भरत् शर्मा महोदयः अपेक्षितसामग्रीं वयं दद्मः चेत् अथवा धनं दद्मः चेत् सः निवेदनादिकं सर्वं निर्माय आगच्छति देवाय अर्पयति च अस्तु पुरोहितः कोऽपि अस्ति वा अर्चकः अस्ति वा कोऽपि भवतः परिचितः कोऽपि नास्ति वा गतवर्षे कः कृतवान् आसीत् लक्ष्मणमहोदयः खलु लक्ष्मणाचार्यमहोदयः लक्ष्मणाचार्यमहोदयमेव आह्वयामः प्रथमदिने स एव आगत्य विग्रहप्रतिष्ठापनं करिष्यति अन्यत् प्रतिदिनं भजनमपि कुर्मः अस्मिन् पर्याये वयम् किञ्चित् किञ्चित् श्रद्धया यद्यपि सर्वेषां कार्याणि भवन्ति एव महोदय तथापि किञ्चित् वयं नवरात्र उत्सवविषये अपि किञ्चित् मनः लगामः चेत् सम्यक् भवति अनन्तरं अन्तिमा एतद् भवति खलु निमज्जनोत्सवम् निमज्जनोत्सवदिने शोभयात्रा भवति तर्हि शोभयात्रा अस्मा प्रातः एव समापनीया भवति किं किं वदतु

अवश्यम् अवश्यम् अन्नदानव्यवस्था खलु आम् आम् आम् आम् अन्नदानव्यवस्थामपि कुर्मः निमज्जनोत्सवदिने अस्माभिः प्रातः एव तत् समापनीयं भवति यतः रात्रौ विलम्बः भवति चेत् पुनः सर्वकारीय आक्षेपाः भवन्ति शोभयात्रावसरे प्रस शोभयात्रावसरे

आम् आम् आं शोभयात्रावसरे वयं प्रसादवितरणमपि आयोजयामः पुलिहोरा वा इत्यादिकं किमपि अस्तु तर्हि रात्रौ मिलामः रात्रौ मिलामः धन्यावादाः नमो नमः